मया स्वीकृतदूरवाणी पञ्चमासाः अपि न अभवन् ऐप्स् शीघ्रं डौन्लोड् न भवति यदा अहं दूरवाणीं करोमि तदा मध्ये एव कट् भवति स्क्रीन् अपि सम्यक् न भवति स्क्रीन् लैटिङ्ग् कदापि सम्यक् न भवति